मम गृहे भिन्नानि पेयानि अहं सिद्धं करोमि अहं चायं पिबामि एल् ए एल् मिलित्वा मम पतिः काफ़ी पिबति मम पौत्रः बूस्ट् एव पिबति मम पुत्री सर्वे न् निम्बूरसं पातुम् इ इच्छन्ति अतः शर्करा मिलित्वा अहं निम्बूरसं सिद्धं करोमि सर्वे पिबति ज्वरम् अस्ति चेत् अहं वयं कषायम् अपि पिबामि अतः ज्वरः ज्वरः न्यूनं भवति